हरि ओम् अहं साम्सङ्ग् मोबैल् स्वीकृतवती आसम् बहु उत्तममस्ति मम वर् दूरवाण्याः वर्णः अस्ति कृष्णवर्णः तत् अपि बहु भारः नास्ति तथा चित्रीकरणगुणवत्ता अपि बहु सम्यक् अस्ति अनन्तरं बहु मन्दं न भवति एकवर्षः अभवत् अहं स्वीकृतवती तथापि बहु मन्दं न अभवत् उत्तमरीत्या कार्यं कुर्वन् अस्ति एतत्